आम् आमाम् ओ भोः भवता

हा तस्य कृते किं जातं भोः स खादितवान् किन्तु अतः अहं तत्र आगमार्थं कानि भवति विलम्बः जातः वा किं किन्तु अहं बहु दूरमस्मि खलु तत्कारणेन भवान् तस्य कृते किमपि चिकित्सालयं गच्छन्तः गच्छन् नेष्यामि वा नेष्यसि वा आम् अहं प्रय यत्नं तु करोमि किन्तु अहं बहिः आगतवान् खलु तस्य कारणेन मम कृते द्वयं द्विघण्टा विलम्बं जातं तर्हि भवान् भवतः पार्ष्वेऽपि किमपि चिकित्सालयम् अस्ति तर्हि भवान् तस्य कृते दास्यामि दास्यतु

हा वन् सेवेण्टि अधुना अहम् अत्र मम कार्यालयस्य मीटिङ्ग् अस्ति खलु बहिः तस्य कारणतः अहमत्र आगच्छामि एवं कारणेन मम कृते लेट् जातम् आं चलति आं चलति धन्यवादः महोदयः